अस्माकं तिरुपतिप्रदेशे शिक्षणव्यवस्था अत्यन्तं समीचीना वर्तते प्राथमिकशालातः आरभ्य महाविद्यालयविश्वविद्यालयपर्यन्तमपि शिक्षणव्यवस्था अत्यन्तम् उत्तमा परिलक्ष्यते शिक्षणव्यवस्था यदि सम्यक् समीचीना भवति तर्हि छात्राणां तेन महान् उपकारः भवति अस्माकं तिरुपतिनगरे प्रसिद्धाः शैक्षणिकसंस्थाः संस्कृतविषये यथा राष्ट्रीयसंस्कृतविश्वविद्यालयः श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः वर्तते एवमेव प्रसिद्धाः प्रौद्योगिकसंस्थाः यथा ट्रिपल् ऐ टी इति प्रसिद्धासंस्था तिरुपतौ वर्तते एवं अस्मिन् काले यादृशं शिक्षणं जनैः निरीक्षितं भवति यादृशं शिक्षणं तैः इष्टं भवति छात्रैः तदनुकूलं शिक्षणं तादृश्यः शिक्षणसंस्थाः अस्माकं तिरुपतिनगरे महत्या सङ्ख्यया वर्तन्ते सर्वकारीयशालाः अपि उत्तमरीत्या कार्यं निर्वहन्ति